संस्कृतेः प्रसारणे भाषायाः किं महत्वम् इति पृच्छति चेत् संस्कृतं विना कुतो भारतीयसंस्कृतिः भारतस्य प्रतिष्ठत्वे संस्कृतं संस्कृतिस्तथा इति वयं जानीमः भारते सर्वविध धार्मिक अनुष्ठानानि संस्कृतभाषया एव भवन्ति कन्याकुमारीतः काश्मीरपर्यन्तं भारतस्य अखण्डतां परिरक्षति संस्कृतम् संस्कृतभाषा यामेव संस्कृतिः वर्तते संस्कृतभाषाद्वारा एव संस्कृतिः वर्धते वयं यावत्पर्यन्तं संस्कृतं न पठामः तावत् कर् तावत्पर्यन्तं संस्कृतेः विषये वयं कथं जानीमः संस्कृतेनैव संस्कृतिः वयं प्राप्नुमः इति अहं विश्वसिमि संस्कृतेः प्रचारणाय संस्कृतं प्रसारयामः संस्कृतं पठामः संस्कृतेः प्रसारणं वयं